अहं कदापि चारणं न कृतवती टेण्ट् विषयेषु वासः तु अतीव कठिनः एव भवति किमर्थम् इत्युक्ते टेण्ट्मध्ये सौकर्याणि न भवन्ति यदा भवन्तः चारणार्थं गच्छन्ति तदानीमेव आवश्यकानां सामग्रीणां सर्वम् नीत्वा गन्तव्यं भवति तत्सर्वं तत्र टेन्मध्ये संस्थापनीयं भवति तर्हि अस्माकं कृते नाम मनुष्यस्य कृते तत्र स्थलं न्यूनं भवति एवम् यदि यदा चारणार्थं गच्छन्ति तर्हि तत्र टेन्ट् संस्थाप्य वासं निवसन्ति चेत् कुत्रतः किम् आगच्छति इति भीतिः भवति नाम पशुकीटकानि किम् आगच्छन्ति कथं भवति सेफ़्टि भवति वा न भवति वा इति भीतिः सर्वदा भवति कदा वृष्टिः भवति क्लैमेट् वातावरणं कदा कदा किं भवति इति न ज्ञायते तत्सर्वं पूर्वतया एव प्लान् कृत्वा सर्वं सज्जीकृत्य गन्तव्यम् अस्ति टेण्ट् यदि बृहत् टेण्ट् अस्ति चेत् किञ्चित् सौकर्यं नाम सौकर्यं नाम किञ्चित् विशालं भवति भवन्तः सर्वाणां सर् भवन्तः सामग्री तत्र एकस्य कोणे संस्थाप्य अन्यत्र भवन्त भवान् यूस् कर्तुं शक्यते यदि लघुः टेण्ट् भवति चेत् स्थलं न भवति एड्जस्ट् करणीयं भवति